आम् मम मातृभाषा मराठी अस्ति अतः तस्मिन् भाषायाम् मम मराठी मातृभाषायां रामायणमहाभारतयोः अनुवादाः लभ्यन्ते तथा च ते अनुवादाः अत्यन्त समीचीनाः सन्ति रामायणस्य मराठीभाषायां काव्यानुवादो प्रथमतया सन्तश्री एकनाथमहाराजेन पैठनक्षेत्रे कृतं तस्य नाम भावार्थरामायणमिति अत्यन्तं रसपूर्णतया सः रामायणस्य इदं भाषान्तरम् काव्यमयि पद्धत्या कृतवान् तथा च अपरं वर्तते महाभारतस्य अनुवादः तत्र तु प्रायः नैके विद्वांसः सन्ति यैः महाभारतस्य भाषान्तरम् अभवत् यथा डोक्टर् बेल्वल्कर् इत्यादयः तर्हि काव्यमयि महाभारते मोरोपन्तस्य महाभारतः अत्यन्तं प्रसिद्धः वर्तते अस्माकं मराठी भाषायाम्